हरिः ओं शारदा केन्टीन् अस्ति वा

शारदा शारदा केन्टिन् अस्ति वा अहं सुदर्शनः अस्माकं आफ़ीस् मध्ये अद्य सेमिनार् वर्तते इत्यनेन पञ्चाशत् जनानां कृते पानीयमपेक्षितं भवति भवतः निकटे किं किमस्ति इति एकवारं वक्तुं शक्नुवन्ति वा भव्ता कृते कोल् ड्रिङ्क् किं किं किं किमस्ति

अस्तु मम कृते पञ्चाशत् समोसानि अपेक्षितानि अपि च पञ्चाशत् कचोरि अपेक्षितम् अपि च पञ्चाशत् लघु बोटल् बिन्दु अपेक्षितम् अपि च एकं लघु पेपर् प्लेट् ग्लास् इत्यादयः पञ्चाशत् अपेक्षितम् अस्तु कचोरि कृते अस्तु पेपर् प्लेट् पञ्चाशत् ग्लास् पञ्चाशत् ह तथा त्रयम् अपेक्षितम् अस्तु ग्लास् पेपर् ग्लास् अस्तु अस्तु तावदेव अपि च पार्सल् करणीयं मम आफ़ीस् नाम अहं भवते मेसेज् कारयामि तत्र अड्रेस् मध्ये तस्मिन् अड्रेस् मध्ये पार्सल् करणीयं भवति अद्य सायङ्काले चतुर्वादने सम्यक् सम्यक् आं समीचीनम् अस्तु तस्य नम्बर् अपि मम मह्यं मेसेज् कुर्वन्तु

भवान् एकवारं सर्वं बिल् कृत्वा एकं मेसेज् मध्ये स्थापयति चेत् अहम् इदानीम् अर्धम् अमौण्ट् पे करिष्यामि अनन्तरं यदा सामग्र्यः आगच्छन्ति तदा अहं सम्पूर्णम् अमौण्ट् प्रेषयामि अस्मिन् मोबैल् मध्ये एव मेसेज् कुर्वन्तु नास्ति अस्तु पञ्चाशत् जनानां कृते एकं कप् ऐस् क्रीं प्रेषयन्तु चाक्लेट् फ़्लेवर्

भवतु भवतु बिल् प्रेषयन्तु अहं धनं यत् प्रेषयामि धन्यवादः हरिः ओं राम